मम काव्यांशाः अलङ्कारादयः व्याकरणांशाः इत्यादीन् लेखितुं मम श्रद्धा अस्ति तत्रापि काव्यवर्णनानि काव्ये यानि यानि वर्णनानि आगच्छन्ति श्लोकाः अनन्तरं स्तोत्राणि स्तोत्राणाम् अनुवादः तत्र लेखितुम् इच्छामि अधिकं लेखितुम् इच्छामि प्रायः अलङ्कारशास्त्रे एव मम अभ्यासः अस्ति तस्मात् अहं काव्यांशमेव काव्यानां वर्णनादिकमेव अधिकं लेखितुम् इच्छामि अनन्तरं पठितृभ्यः यथा सरलतया सरलं भवति तथा लेखितुं मम इच्छा अस्ति अनन्तरं प्रतिदिनं वयम् अनेकानि स्तोत्राणि स्तोत्राणि पठामः परन्तु तस्य अर्थः न ज्ञायते इति तस्मात् स्तोत्राणाम् अर्थमपि अहं विषदीकर्तुम् इच्छामि